योगः एकः आध्यात्मिकप्रक्रिया वर्तते येषु शरीर आत्मा ध्यानं च एकरूपभावः एव योगः वर्तते चित्तवृत्तिनिरोधः योगः यथा योगस्य नामानि धनुरासनं फलासनं नौकासनं वृक्षासनं वज्रासनं च नौकासनं शरीरस्य सुदृढं करोति वृक्षासनं शरीराय स्थिरता सुस्थता ध्यानकेन्द्रितं मनप्रफुल्लितञ्च करोति वज्रासनम् जानुनां वेदनां निष्करोति तथा च पाचनशक्तेः वृद्धिः भवति ताडासनं शरीरस्य विकासार्थं साहाय्यं करोति एतानि आसनानि शरीरस्य नम्रतायाः बलस्य च वर्धने अनुकूलानि भवन्ति